हलो हरिः ओम् मम हृदयवेदना असह्या अस्ति हा ह्य ह्यः आरभ्याद् ह्यः ह्यः ह्यः अहम् एकम् आलुकं खादति अनन्तरम्

अतः बहु असह्यं भवति हा अस्तु अस्तु तत्र चलव कित् व्ययम् व्ययम् हा आ अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अत्र

अस्तु हा अस्तु अत्र आपरेशन् नास्ति आपरेशन् वस् वेदना असह्या ब असह्या

अस्तु अस्तु अस्तु अत्र श्वः आगच्छति अस्तु अस्तु हा अस्तु धन्यवादः हा असह्यम् असह्यं भवति अत्र धन्यवादः हा